मम प्रदेशे उप्पिनङ्गडि क्षेत्रे एकः मञ्जवैद्यः इति आसीत् सः ब्रिटीश् व्यवस्थायाम् सः लिख्खब् गणक गणकः आसीत् गणनां धनस्य गणनां कुर्वन्नासीत् सुळ्यप्रदेशे अपि एकः प्रमुखः ब्रिटीश् व्यवस्था व्यवस्थाम् विरुद्ध्य सङ्घटनं कृतवान् तेन सः एषः मञ्जवैद्यः अपि ब्रिटीश् जननां जनानाम् आड्ळितव्यवस्था विरुद्धतया आड्ळितव्यवस्थां विरुद्ध्य तेन सह स्वयम् उद्योगं त्यक्त्वा

युद्धं कृतवान्